वैयाकरणभूषणसारग्रन्थस्य धात्वर्थप्रकरणं लेखनस्य इष्टतमं प्रकरणमस्ति आजीवनं व्याकरणशास्त्रस्य प्रक्रियायाः प्रकरणानि पठितुमिच्छामि सद्यः पठितं प्रकरणम् अस्ति तद्धितप्रकरणम् अस्य प्रकरणस्य पुस्तकमस्ति वैयाकरणसिद्धान्तकौमुदी इति

व्याकरणछात्राणां कृते अतीव उपकारकं भविष्यति